श्वः मम आफ़ीसु कृते बहु विलम्बः जायते तत्काणेन अहं क्याब् बुक् करोमि किन्तु क्याब् शीघ्रं न आगच्छेत् किमर्थं चेत् अहं दूरवाणीं करोमि तस्य शीघ्रम् आगच्छतु इति किन्तु सः किं करोति दूरवाणीमपि कट् करोति तत्काणेन अहं बहु चिन् चिन् चिन्तयामि किं करोमि किं करोमि इति मम बहु विलम्बः जायते आफीस् मध्ये अपि मम बहु कार्यं शेषः भवति तत्कारणेन तद्दिने तु बहु मम कृते क्लेशः भवति अहं तद् क्लब् क्याब् ड्रैवरस्य कृते अहं कम्प्लेण्ट् करोमि इति चिन्तयामि चेत् अहं तस्य उपरि कम्प्लेण्ट् करोमि चेत् सः मम श् काल् अपि न उत्थाप्यते अन्यथा शीघ्रमपि न आगच्छति चेत्